संस्कृतसम्भाषणे एवं लेखने च समस्या तु भवत्येव यतो हि संस्कृतसम्भाषणं प्रतिदिनं सर्वदा न कुर्मः इति कारणात् अस्माकम् अभ्यासः अपि न भवति नाम यदा अपेक्षते तदा केवलं किञ्चित् सम्भाषणं कुर्मः इत इत्य इत्यतः यदा नूतनविषयं स्वीकृत्य सम्भाषणं कुर्मः इत्यु इत्युक्ते पदाः पदानि मुखे शीघ्रं न आगच्छन्ति इति कारणात् तत्र मध्ये मध्ये किञ्चित् स्थगयामः पुनः वदामः तादृशरीत्या समस्या भवति अनन्तरम् अभ्यासदौर्बल्यमपि भवति प्रतिदिनं किञ्चित् किञ्चित् वा अस्माभिः संस्कृतं पठनीयं भवति संस्कृतस्य पुस्तकं वा कथां वा किमपि पठनीयं भवति नो चेत् तदपि अस्माकं जिवनं जीवने न भवति इति कारणात् तत्रापि अभावः भवति दृष्ट्वा दृष्ट्वा वयं किमपि बहु किमपि पठामः लेखनमपि पठितुं शक्नुमः दृष्ट्वा दृष्ट्वा अपि अभ्यासः अपि अपेक्षते परन्तु दृष्ट्वापि बहु किमपि वयं पठितुं शक्नुमः द्वयोः अभावात् वयं संस्कृतसम्भाषणे वा लेखने समस्यां प्राप्तुं शक्नुमः यदि अस्माभिः सम्यक्रीत्या पठितं यस्य किञ्चित् निरन्तर निरन्तरता यदि भवति तर्हि वयं सम्यक्रीत्या अभ्यस्तुं शक्नुमः